हलो नमस्ते अश्वती वा अहं सित्तारा अस्मि अहं कन्नूर्देशे आगन्तुम् इच्छामि अत्र के के प्रदेशानि सन्दति अत्र अस्तु अत्र नयनमानोहराणि प्रदेशाः के सन्ति चरित्रस्मारकानि एव इच्छन्ति तेषां परिशेषा का आङ्गले पुस्तकानि वा सागरं सागरस्य नाम किं अस्तु अत्र वाससौकर्यं कीदृशं

अस्तु इदानीं कीदृशसमये अहम् अत्र आगन्तुं स शक्नोति इदानीम् अस्तु सोमवारे इदानीं होटेल् एकं रूम् बुक् करोतु बाय् धन्यवादः